वैचारिकप्रबन्धेषु लेखनेषु वा मम अधिका रुचिः वर्तते तत्र वैचारिक् प्रबन्धलेखने कलात्मकता कलात्मकथा लेखन लेखनापेक्षया इतोऽपि विद्यते एव इतोऽपि वर्धते यतोहि यदा वयं कथां लिखामश्चेत् तत्र काल्पनिकपात्राः पात्राणि भवितुमर्हन्ति तत्र किमपि वयं योजयितुं शक्नुमः यथा वयं काल्पनिककथां पश्यामस्तत्र किमपि भवति किन्तु ये वैचारिकप्रबन्धाः भवन्ति ते तत्र प्रायेण काल्पनिकता न योजयितुं शक्यते तेन किं तत्र जनाः न प्रविशन्ति तान् तान् लेखान् न पठन्ति अतः यदा अहं वैचारिकप्रबन्धं लिखामि तदानीं तत्र तेषामेव पदानम् अथवा तेषामेव उदाहरणानं प्रयोगं करोमि ये लोके प्रसिद्धाः सन्ति यथा योगविषये उक्त वक्तव्यं चेत् शास्त्रदृष्ट्या वदामि चेत् तत्र जनाः प्रायः विमुखाः भवन्ति यत्र योगश्चित्तवृत्ति निरोधः इति तत्र किं किं किन्तु यदा तमेव सूत्तं ततेव सूत्रं जीवनेन योज्य वदामि चेत् जनाः प्रभाविताः भवन्ति यत् जीवने दुःखम् अस्ति दुःखमेक दुःखमेकं एका चित्तवृत्ति वर्तते तस्याः चित्तवृत्तेः निरोध एव योग उच्यते एतेन जनाः किञ्चित् युक्ताः भवन्ति विषयात्